वेदः इत्युक्ते ज्ञानम् अयं च वेदः भारतीयज्ञानस्य मूलश्रोतः वेदाः चत्वारः भवन्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदश्चेति वेदानां ज्ञानं सुमहद्भवति अतः अस्माकं पूर्वाचार्यैः वेदस्य अर्थं निर्णीतुं विभिन्नाः रीतयः अनुश्रिताः तत्र भिन्नभिन्नसम्प्रदायानुसारं वेदानाम् अर्थाः किञ्चिद् भिन्नाः भवन्ति तत्र मीमांसाशास्त्रानुसारं वेदाः अपौरुषेयाः भवन्ति तेषां मते च वेदाः धर्मप्रतिपादकाः सन्ति वेदेषु च कर्मकाण्डः प्रतिपादितः अत एव महर्षिणा जैमिनिना मीमांसासूत्राणि रचितानि तानि च यज्ञ यज्ञयागादीनाम् अनुष्ठानोपयोगितया वेदानाम् उपयोगं सूचयन्ति वेदान्तशास्त्रेण वेदानां ब्रह्मप्रतिपादकत्वं स्वीक्रियते ते वैदिकमन्त्राणां ब्रह्मपरकं व्याख्यानं कुर्वन्ति अतः भगवता व्यासेन ब्रह्मसूत्राणि रचितानि तत्र च ब्रह्मसिद्ध्यर्थं मन्त्राणां प्रमाणत्वेन उपयोगः कृतः